सर्वाणि कार्याणि सर्वे क्रियन्ते परन्तु पुरुषाणां महिलानां कार्येषु भेदः वर्तते वा इति पृच्छति चेत् निश्चयेन भेदः वर्तते एव इत्युक्ते पुरुषाः उद्योगार्थं गच्छन्ति महिलाः गृहे एव सन्ति इति कारणेन ते अधिकतया अधिकं कार्यं कुर्वन्ति पुरुषाः कार्यालयं गत्वा कार्यं कृत्वा आगच्छन्ति इति कारणेन पुरुषाः अधिकं कार्यं न कुर्वन्ति महिलाः प्रातःकाले उत्थाय गृहकार्यं सर्वं कुर्वन्ति बालकानां पालनमपि कुर्वन्ति पुरुषाः कार्यालयं गच्छन्ति इति कारणेन तेषां ते किमपि न कार्यं कुर्वन्ति अतः तत्र पुरुषाणां महिलानां कार्येषु भेदः वर्तते एव इदानीं तस्य किमस्ति तस्य परिवर्तनं करणीयमस्ति इदानीं यदा रविवासरे पुरुषाः कार्यालयं न गच्छन्ति अतः प्रतिरविवासरे गृहकार्यं पुरुषैः करणीयमस्ति इति मम अभिप्रायः